अ नमस्कारः वदतु हा अहं कुशली भवन्तः कथं सन्ति वदन्तु हु हा हा अस्माकम् आपणे काफ़ि चायं क्षीरं सर्वं लभ्यते यथा भवन्तः इच्छन्ति पातुं शक्नुवन्ति आम् आम् अस्माभिः अत्र क्षीरं तु गृहस्य क्षीरस्य एव उपयोगः क्रियते पुनः उत्तम पेकेट् मध्ये लभ्यते तस्य उपयोगः न क्रियते अतः उत्तमम् उत्तमस्य क्षीरस्य उपयोगः क्रियते पुनः काफ़ी पौडर् अपि गुणवत्तायुक्तमेव प्रयुज्यते यदि मधुरम् अपेक्ष्यते मधुरमपि स्थापयामः यदि नापक्ष्यते तर्हि मधुरं विनापि दीयते एवम् एवं सर्वविधं प्राप्यते सर्वमस्ति यदि भवताम् हा हा रामः अत्रैव आगच्छति तस्य तु क्षीरदाता अस्ति तस्य गृहे गावः सन्ति सः प्रतिदिनम् आनीय ददाति यदि भवतां गृहे कार्यक्रमः भवन्ति विशेषसन्दर्भाः भवन्ति तदानीमपि अस्माभिः दातुं शक्यते एवम् प्रायः तत्र विराम दिनेषु अधिकाः भवन्ति यत् न न अन्येषां यदा विरामः भवति रविवासरः इत्यादि सन्दर्भेषु ह ह इत्यादि सन्दर्भेषु अधिकाः भवन्ति सायङ्काले प्रायः अन्येषु दिनेषु सामान्यरूपेण प्रायः सप्तदशजनाः प्रतिदिनमागच्छन्ति आगच्छन्तु एकवारं तत् साक्षात् आगत्य एकवारं पिबन्तु मित्राणि अपि सूचयन्तु सपरिवारम् आगच्छन्तु मित्राणि अपि सूचयन्तु आं स्वागतम् आं मिलामः नमो नमः नमो नमः